मम प्रदेशे ग्रामद्वयम् अस्ति एका सर्वकारीशाला अस्ति प्रथमकक्षादारभ्य सप्तमकक्षा पर्यन्तम् अस्ति प्राथमिक शाला प्रौढशालायाः शिक्षणम् अपि सम्यक् अस्ति सङ्गीतं यक्षगानं नाटकं च पाठयन्ति तदपि सर्वं सम्यक् अस्ति किञ्चित् दूरं वयं गच्छामः चेत् तत्र मारिकाम्बामहाविद्यालयः अपि अस्ति एम् ई एस् महाविद्यालयः च अस्ति तत्र शिक्षणं परिसरं सर्वं सुन्दरम् उत्तमम् च अस्ति तत्र शिक्षकाः बहु उत्तमेन पाठयन्ति बहु छात्राः सन्ति